मम ज्येष्ठभ्रा भ्राता रक् रक्तदानं करोति अहमपि पश्यामि कि भ्राता कथं रक्तदानं करोति एकवारम् अहमपि रक्तदानं कुर्वन् अस्मि तत्र रक् रक्तदानान्तरम् अहं गृहं गत्वा मम जनकः कथयति भोः किं कृतवान् अहं वदामि अहं रक्तदानं अकरवम् ओ हो भोः गर्वस्थानम् अस्ति तत्र चिकित्सालयमध्ये रक्तदानं अकरवम् अकरोत्